नाम पाकविधानं यथावत् अनुसरामि अहं तथा अन्येषां रुचेः आधारेण परिवर्तनम् आमहं करोमि इति इत्येव यद् पाचकः अस्ति तस्य मूलं किं धर्मः इति अहं वक्तुं शक्नोमि नाम मम तु रुचिः अस्ति भोजनपदार्थः विविधः तद् पाकक्रिया इति मम रुचिः आम् आं यतोहि मम परिवारे एकं ह् कोपि अस्ति तत् पलाण्डुं न खादति किन्तु मम यद् रेसिपि अस्ति तत्तु पलाण्डुः तु समाविष्टः किन्तु ते जनाः सन्ति किल ते पलाण्डुं न खादन्ति चेत् तासां कृते अहम् एतद् परिवर्तयितुं शक्नोमि नाम पलाण्डुं त्यक्त्वा अन्ये यद् शाकं सन्ति तासाम् अहम् अत्र उपयोगं कर्तुं सज्जा भवितुम् अर्हामि इति नाम काचिद् बहुवर्णीयाः बहुधर्मीयाः जनाः सन्ति किल तद् गृहे आगच्छन्ति इति आगच्छन्ति नाम बहु तत्र जिह्वा अस्ति किल नाम किञ्चित् तद् कोपि तत्र इच्छापि प्रबला भवति नाम यत् यत् खादनं तत् खादनं नाम सर्वे जनाः अपि पलाण्डुं तत् लशुनं न खादितुं शक्नुवन्ति इति चेत् तासां कृते तत् त्यक्त्वा सर्वं सम्यक् इति नाम महाराष्ट्रे एकं प्रसिद्धं शाकमस्ति वाङ्ग इति व वक्ष्यते वाङ्गासबरीत् इति एका मूलं शाकं वर्तते तत्र लशुनं तथा च पलाण्डुः इति अत् इति आवश्यकं किन्तु तस्य उपयोगं तत् यतोहि अन्ये जनाः आगच्छन्ति नाम तासां कृते तत् त्यक्त्वा अहं तदपि अन्नं कारयितुं शक्नोमि इति मम विश्वासः